वित्तकोशे अर्थं वित्तकोशकार्यं सुलभं कर्तुं सर्वकार कारस्य बहवः योजनानि सन्ति एतद् आर् बि ऐ इति व्यवस्था अस्ति तत् अहर्निश एतद् विषये एव परिश्रम कुर्वन्ति अस्ति किं करणीयं वित्तकोश सर्वे जनाः किं सौलभ्यं करणीयम् इति एकः एकः एकः अस्ति चेत् जीरो बेलेन्स् इति एकः अस्ति तत्र कोऽपि जनः अकौण्ट् उद्घाटितुं शक्यते तत्र तद् अनन्तरमपि किञ्चित् अपि वित्तम् आवश्यकं नास्ति वित्तकोशमध्ये उद्घाटन अनन्तरं जीरो बेलेन्स् निर्मातुं शक्यते